हरिः ओम् आं वदतु किमपि न किमपि न दूरवाणीं पश्यन्ति अस्मि आं जातं किमपि कार्यमस्ति वा आम् आं वदतु

आम् आम् अहं तु तदेव वदन्ती अस्मि कुत्रचित् गमनार्थम्

रविवासरे हा अस्तु तर्हि आं तदेव तदेव अस्ति मम सा एव मम चिन्ता अस्ति अगर्तलायां तु सर्वम् उत्घाटितं न भवति रविवासरे अतः एव तर्हि एकं कार्यं कुर्मः बहुदिनानि जातानि तत्र त्रिपुरेश्वरीमन्दिरं प्रति न गतवन्तः वयं तो मातरमपि स्वीकुर्वः एवं च तत्र त्रिपुरेश्वरीमन्दिरं गत्वा दर्शनमित्यादिकं सर्वं करिष्यामः तत्र एव कुर्मः अस्मिन् नाम इदानीं भोजनम् आं प्रसादादिकं स्वीकृत्य पुनः आगमिष्यामः इतोऽपि शृणोतु नाम अहं किं चिन्तयामि पूजा तु अस्ति एव तो पूजायाः निमित्तं तत्र शापिङ्ग् इत्यादिकं सर्वं करणीयम् तो यदि भवान् यदि भाटकेन यानं स्वीकरोति तर्हि सर्वं नाम वस्तूनि यानि यानि भवन्ति तत्सर्वं क्रीत्वा यानेन आगमिष्यामः नो चेत् पुनः गमनं भविष्यति एकं दिनम् किं चिन्तयति

तर्हि उत्तमम् अस्तु अस्तु स्वीकरोमि तर्हि भवान् कदा आगमिष्यति गृहम् अस्तु तर्हि आगच्छतु अहं तर्हि स्थापयामि किञ्चित् कार्यमस्ति अस्तु आगच्छतु